नमस्ते कथ्यताम् अस्तु

सः ग्रन्थः डि वि गुण्डप्पवर्येण विरचितः खलु सः ग्रन्थः वर्तते वस्तुतः इदानीं न दृश्यते एवम् अत्र वस्तुतः वर्तते केनचित् स्वीकृतं तत् पुस्तकं न प्रत्यर्पितम् एवमेवम् हा अस्तु अस्तु वस्तुतः ग्रन्थस्वीकरणावसरे तत्र लिख्यते केन स्वीकृतमिति परन्तु तत्पुस्तकेऽपि न दृश्यते तत्पुस्तकस्य नाम केन स्वीकृतमिति न ज्ञायते प्रायः मया कस्मिन्श्चित् दिने विरामः स्वीकृतः तदानीं तदानीमेव केनचित् स्वीकृतं स्यात् एवमेवम् केचित् तथा कुर्वन्ति एवम् एवमेवम् हा तत्र अस्माकं ग्रन्थालये महाभारतस्य काचित् नूतना आवृत्तिः आगता वर्तते एवमेवं तत्र प्राकपरिष्कारादिकं सम्यक् वर्तते एव् एवमेवम् एवं सुप्तङ्कर् महोदयस्य आवृत्तिः ज्ञायते इति मन्ये महाभारतस्य तस्य आवृत्तिः लभ्यते क्रिटिकल् एडिशन् इत्यस्ति खलु तत्र पाठान्तराणि बहूनि दर्शितानि सन्ति यथा बरोडातः रामायणस्य आवृत्तिः आगता तथा बण्डार्कर् ओरियण्टल् रिसर्च् इन्स्टिट्यूट् इत्यस्याः संस्थायाः पुस्तकानि एतानि तत्र सुप्तङ्कर् महोदयस्य सम्पादकत्वे तानि पुस्तकानि प्रकाशितानि वर्तन्ते तानि पुस्तकानि लभ्यन्ते अस्माकं ग्रन्थालये अत्र पाठान्तराणि बहूनि दर्शितानि सन्तीति हेतोः यदि संशोधनादिकं क्रियते तदानीम् उपकाराय कल्पते तत्पुस्तकम् तत्र प्रक्षेपाः अधिकाः भवन्ति खलु पुराणादिषु तस्मात् एवम्

आधुनिकशिक्षणस्य विषये ग्रन्थाः दुर्लभाः सन्ति अत्र एवमेवम् तत्र इदानीम् अर्थशास्त्रसम्बद्धाः राजनीतिशास्त्रसम्बद्धाः एवम् अर्वाचीनाः केचनग्रन्थाः उपलभ्यन्ते अधिकतया न सन्ति इदानीं पाठ्यत्वेन ते योजिताः इति हेतोः सन्ति केचनग्रन्थाः अत्र विक्रीताः क्रीताः सन्ति आपणतः परन्तु अधिकतया न सन्ति हा नैव हसिरुहोन्नु इति तेषां कश्चनग्रन्थः अस्ति सः ग्रन्थः अकाडेमि द्वारा पुरस्कृतः खलु सः ग्रन्थः वर्तते एवमेवम् हा हा अस्तु अस्तु आगम्यताम्